तत्र पतञ्जलिमहर्षिणा कृत योगसूत्रस्य संक्षेपेण तदर्थ सारभूतेन च हटयोगप्रदीपिका इति ग्रन्थः लिखितः एवं घेरण्डसंहिता इति ग्रन्थोऽपि योगशास्त्रे आसनादीनां ज्ञाने तत् प्रयोजने च उपलभ्यते तत्र बलवर्धकाः आस आसनाः वर्तन्ते एवं बकासनम् पद्मासनम् मयूरासनम् शीर्षासनम् अधोमुखं श्वानासनं कूर्मासनं सिंहासनम् एवम् अजो चतुरङ्गदण्डासनम् अष्टाङ्गप्रणामासनम् इत्यादिरूपेण तत्र बहवः उल्लिखिताः वर्तन्ते ते च ब बलवर्धने अनुकूलकराः देहदार्ढ्यं वर्धयन्ते एवं नम्यतायाः आसनानि वर्तन्ते प्रत्येकमपि श्वासोच्छ्वासः गत् गतिनिरोधेन तदनुगुणतया यदि क्रियते तर्हि तेषां प्रयोजनाधिक्यमपि तत्तद्ग्रन्थेषु उल्लिखितं वर्तते तत्र आसनस्थिरता नैरन्तर्यं यावदधिकं क्रियते एवं तत्र बलं वर्धते इति